निश्चितरूपेण केचन चुनौतीपूर्णाः व्यञ्जनानि सन्ति येषां प्रयोगं कर्तुं मम प्रीतिः भविष्यति एकं यत् मनसि आगच्छति तत् बिफ़् बिलियण्टोन् इति क्लासिकं फ़्रेञ्च् व्यञ्जनम् इति इदं कठिनं यतः अस्मिन् गोमांसस्य पेटीकायां फेष्टी मध्ये विष्ट्कां प्रेष्ट् इत्येतत् कुरुकुराम् कृत्वा सम्यक् पक्वं करणीयम् अहं अहं पुनः सर शाकाहारी अस्ति अस्मि अन्यः सुकुमारः सुफले अस्य सुफीटे समयः अण्डस्य श्वेतस्य स्वाधिकपूरकं तन्तुं च आवश्यकं भवति अहं मांसहारि नास्मि मास्तु न मास्तु अहं एतत् एतानि व्यञ्जनानि कपटपूर्णानि भवितुम् अर्हति परन्तु तेषु निपुणता एतावत् फलप्रदं भविष्यति किं भवतः पाकस्य बाट्यसुचौ किमपि व्यञ्जनानि सन्ति अहं वदामि सर्वेषां पुरुषाः स्त्रियः शकाहारि भवन्ति किमस्ति मांसाहारी सम्यक् नास्ति